पेन्शन् मनि विषये भिन्नभिन्नरीत्या पेन्शन् प्राप्स्यति प्रन् तत्र प्रक्रिया भवति इत्युक्ते एकः एकः कर्यलयस्य कार्यं करोति तस्य विरामात् अनन्तरम् पेन्शन् भवति साधारण सर्वकारतः भवति पेन्शन् ततः इदानीम् अन्य स्थापनेषु भिन्नरीत्या पेन्शन् भवति इत्युक्ते भिन्नभिन्न पेन्श्याणि पेन्शन् सन्ति इत्युक्ते एकं तु वार्धक्यकाल प पेन्शन् अस्ति इदानीं कार्षक पेन्शन् अस्ति सैनिकान् सेवनं कृत्वा पेन्शन् अति अनन्तरं विरामानन्तरं पेन्शन् भवति अनन्तरम् एका तादृश भिन्नभिन्नरीत्या पेन्शन् सन्ति अतः तद् हा इदानीं केचन स्थानेषु पेन्शन् विषये किञ्चिद् प्रश्नाः सन्ति इत्युक्ते तेषां किञ्चिद् कष्टाय भवति केचन स्थानेषु किञ्चिद् उत्तमरीत्या पेन्शन् वर्तते एतद् उद्योगानन्तरं प्राप्स्यति एत् पेन्शन् साधारणतया दिया विषयः नास्ति सरलतया कर्तुं स्वीकर्तुं शक्यते अनन्तरम् अन्यत्र विषये किञ्चित् प्रश्नाः सन्ति इत्युक्ते जनाः तस्य पृष्ठतः अधिका श्रद्धा करणीया अवस्था प्रज् केचन प्रदेशे भवति अतः किञ्चित् अपि सरलरीत्या तत् कर्तुं शक्यते चेत् उत्तमं भवति पेन्शन् इत्युक्ते एवं वार्धक्यकाल पेन्शन् इति अन्यदस्ति तस्याः जनाः अधिककष्टं कृत्वा करोति चेत् कष्टाय भवति अतः किञ्चिद् सरलतया अपि कर्तुम् शक्यते चेद् आधिकारिणः स्थानाद् तादृशं सरलतया कार्यं कर्तुं शक्यते चेद् उत्तमं भवति